संस्कृत साहित्यपरम्परायाम् अग्रगण्यः वर्तते कालिदासः सः कविकुलगुरुः कविकुलगुरुः इत्यपि प्रसिद्धः भवति अतः सः विक्रमादित्य सदसि न विक्रमादित्यस्य नवर नव रत्नेषु अन्यतमः भवति तस्य काव्यं काव्यशैली अतीव प्रसिद्धा अस्ति प्रसिद्धा अस्ति सः त्रीणि नाटकानि विरचितानि अभिज्ञानशाकुन्तलम् मालविकाग्निमित्रम् विक्रमोर्वशीयं चेति तेषु तस्य रघुवंशं किरा कुमारसम्भवं च पञ्चमहाकाव्येषु अन्तर्भवन्ति अतः तस्य माहात्म्यम् बृहज्जायते

उपमा कालिदासस्य इति सः उपमायाः प्रयोगे अतीव निष्णातः आसीत् सः तस्य ग्रन्थेषु सरलरीत्या आकर्षकरीत्या रसयुक्तानि वचनानि वचनानि उक्तयः विरचिताः तत्र अभिज्ञानशाकुन्तलं नाम नाटके प्रकृतेः चि चित्रणम् अतीव मुख्यतया दृश्यते तत्र एकः एकस्य पितुः पुत् पुत्रीवात्सल्यं च द्रष्टुं शक् शक्नुमः तत्र एकं श्लोकम् उक्तमस्ति यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् इति तत्र एकम् पितुः पितुः पुत्री पुत्र्याः विवाहसमये सः सा वधोः गृहगमनसमये गः पितुः पितुः उत्कण्ठा कथमस्ति इति कथं भविष्यति इति सम्यक् प्रतिपादितवन्तः अतः तेषां रचनाशैली सर्वेभ्यः भिन्ना वर्तते अतः संस्कृतसाहित्यस्य श्रेष्ठकविः कालिदासः इति वक्तुं शक्नुमः तत्रापि द्रष्टुं शक्यते मेघदूतं नाम्नः नाम्नः एकं सन्देशकाव्यं काव्यं सः विरचितवान् तत्र अलकापुरी नाम्नः ग्रामतः ग्रामात् आरभ्य यक्षस्य यक्षस्य निवासस्थानपर्यन्तं वर्णनं क्रियते केरलस्य पुरातनकाले केरलस्य भारतस्य जोग्रफ़ि कथमासीदिति द्रष्टुं तत्र शक्नुमः तत्रापि शृङ्गारः रसम् अधिकम् अत्यधिकम् वर्णितमस्ति उपमायाः विषये वक्तव्यं चेद् बहु किम् अधिक उपमायाः प्रयोजनं द्रष्टुं शक्नुमः मेघदूते यक्षयक्षिण्योः विरहः तेषां मेघस्य मेघः सन्देशवाहकः रीत्या गमनं तत्र तत्र किं किम् अस्ति ते सर्वम् उक्तमस्ति अतः संस्कृतसाहित्यस्य श्रेष्ठकविः कालिदासः इति वक्तुं शक्नुमः